ग्रामीणक्षेत्रस्य क्रीडा कथं भवति नाम प्रथमं तु खोखो लघोरि इत्याद्यः क्रीडाः भवन्ति

तस्मिन् बहु धनापेक्षा भवति उदाहरणार्थं क्रिकेट् वालिबाल् बहु फ़ुट्बाल् बेस्बाल् इत्याद्यः भवन्ति किमर्थं नाम तत्तु नगरक्रीडा अस्ति ग्रामीणक्रीडा एवमेव ग्रामीणक्रीडा या क्रीडा कर्तुम् अपि शक्यते न कर्तुमपि शक्यते नगरक्रीडा अपि तादृशी अस्ति किन्तु तद् धनं धनापेक्षा भवति ग्रामीणक्रीडायाः धनापेक्षा न भवति तत्तु ग्रामीणक्रीडा सुलभेन भवति भवितुमर्हति नगरक्रीडा धनं धनापेक्षा भवितुमर्हति तद् बहवः भेदाः सन्ति इत्यादि अलम्